एतद्विषये बहवः अंशाः सन्ति अहम् चलनचित्रम् एवं वेब् सीरीस् द्रष्टुम् इच्छामि एवं छायाचित्रग्रहणं परिसरवीक्षणम् एतद् सर्वं कर्तुम् इच्छामि एवमेव वीडियो गेम्स् क्रीडितुम् अपि अहं बहु इच्छामि